आम् मम शालायां भारते विज्ञानीणां विषये मया अधीतं वर्तते भारतीयविज्ञानिनः बहवः सन्ति परन्तु अधुनातनकाले सर्वे अपि सर्वाः अपि छात्राः शालासु संस्थासु च पाश्चात्यवि वैज्ञानिकविषये एव विज्ञानीणां विषये एव अद् अध्ययनं कुर्वन्तः सन्ति परन्तु बहवः भारतीयवैज्ञानीनां विषये न जानन्ति एव उदाहरणार्थं गणितस्य आर्यभट्टः वैद्यशास्त्रस्य सुश्रुतः नीतिशास्त्रस्य विदुरः एतावन्तः महान्तः वैज्ञानिकाः बहवः सन्ति तेषां विषये अस्माभिः भारती भारतजनैः अवश्यं ज्ञातव्यम् एव भवति